तत्र भारते अनेकाः भाषाः सन्ति अनेक भाषिणः तत्र भाषन्ते प्रधानतया कर्नाटकप्रदेशे कन्नडं तेलुगुप्रदेशे तेलुगुभाषा तमिळ प्रान्ते तमिळु भाषा केरले मलयाळं महाराष्ट्रे महा मराठा तत्र उत्तरप्रदेशे तत्र हिन्दीभाषा बङ्गाल् बये बङ्गालदेशे बङ्ग इदु तत्र का भाषा बङ्गाळीभाषा ओरिस्सा ओडिया भाषा एवं पञ्जाबु प्रान्ते पञ्जाबिभाषा एवं एकैकस्मिन् राज्ये एकैका भाषा भवन्ति तेषां सांस्कृतिक विधातायां कथं योगदानं तत्र कर्नाटकभाषायां कन्नड कन्नडस्य योगदानं बहु वर्तते तत्र कन्नड भाषा अपि संस्कृतभाषायाः एव उत्पन्ना भवति भाषया एव उत्पन्ना अतः तत्र अनेके शब्दाः संस्कृतमूलशब्दाः एव सन्ति एवं महाराष्ट्रप्रदेशेपि तथैव तत्र संस्कृतस्य प्रभावः अस्यां मराठीभाषायां अपि बहु बहु बहवः शब्दाः सन्ति अतः संस्कृतभाषायाः प्रभावः तत्रापि भवत्येव हिन्दीभाषायां तु सर्वशब्दापि संस्कृतस्यैव उद्भवः एव भवन्ति अतः संस्कृतस्य तत्र प्रभावः संस्कृतिकं विधिः कथं तत्र योगदानं नाम तत्र भाषा एनं हिन्दीभाषाया प्रभावः भवत्येव संस्कृतेरुपरि एवं तत्र दक्षिणभारतभारतस्य भाषा तमिळु तेलुगु कन्नड मलयाळम् इत्यादि भाषाः सर्वं किञ्चित् दूरम् एव वर्तते इति एतेषां भाषाणां किञ्चित् संस्कृतभाषा भाषा दशायां किञ्चित् द्वरं इव यथापि अत्र अनेके शब्दाः संस्कृतस्य वा भवन्ति अतः सर्वेषां प्रदेशानां जनानां तत्तत् स्थानिकभाषा अन्या एव भवति भाषया तत्र संस्कृतिरपि किञ्चित् अन्या एव भवति